अस्माकं हिन्दूसम्प्रदाये तावत् गोः आराधना अत्यधिकतया दृश्यते किन्तु मुस्लिं सप्रदाये वा अन्यत्र कुत्रचित् वा अस्य आराधनं तु न क्रियते तद्विपरीततया तस्य वधं कृत्वा तस्य खादनमेव अस्माभिः दृश्यते इति निषादनीयः विचारः एव वर्तते तस्मात् गौः रक्षणार्थम् अस्याः च आराधना कुतः इति चेत् अस्मिन् गौषु अस्माभिः लक्षाधिकतया देवाः अत्र निवसन्ति इति अस्माकं पूर्वाचार्याणाम् वा पूर्वं पूर्वं पूर्वे पूर्वे ये सन्ति आचार्याः शिष्टाःवा ते उक्तवन्तः इति कारणात् अस्यां बहवः देवाः विलसन्तीति कारणात् इयञ्च गौः बहु पवित्रं वर्तते तस्मात् गोजन्यः यः पदार्थः भवति क्षीरं गोमयं अथवा गोमूत्रं वा तदपि अत्यन्तं पवित्रं वर्तते मूल्यं वर्तते इति कारणात् तत्र यथा गोमूत्रं भवति चेत् यदा गोमूत्रसेवनेन अस्माकं देहे यः रोगः वा भवति व्याधिर्वा भवति तस्य च निवारणं जायते एवञ्च गोमूत्रसेचनेन अस्माकं गृहस्य परितः यदि सेचनं क्रियते तर्हि तत्र विद्यमानाः कीटाः वा ते अपि दूरं गच्छन्ति तस्य च नाशं क्रियते गोमूत्रम् एवञ्च क्षीरपानेन अस्माकं किं बलम् अधिकं भवति तस्मात् एवं गोमूत्रं जातं गोमयञ्जातं गोमयं गोमयस्य यदा पर्वणः भवति तदानीं सर्वे गृहस्य बहिः गोमयम् इत्यादिकं स्थाप्यन्ते यदा गोमयः स्थाप्यते तदानीमपि मषकादयः गृहस्य अन्ते नायान्तीति कारणादेव तत्र किं कृतं वर्तते गोमयम् इत्यादिकं स्थाप्यते स्थाप्यते इति पूर्वं ये अधीताः पूर्वं ये अधीताः ते वदन्ति नाम ये पूर्वम् आसन् ते एवं कथयन्तः आसन् एवं गोमयनेन शुद्धीकरणेन अस्माकं यः रोगः भवति तस्य च नाशः भवति इति इति वक्तुं शक्यते